हरिः ओम् आ हम् इदानीम् अत्रैव मम गृहस्य निकटे विद्यमानस्य देवालयस्य उत्सवार्थं गन्तव्यमस्ति वयं चत्वारः स्मः तत्र गन्तुम् एकम् यानम् अपेक्षते तत्र तस्य कियत् धनं भवितुम् अर्हति अथवा षण्णां यावत् अलं भवति तावद् बृहद् यानमपि अपेक्षते